कश्चन गोप्यः विषयः भवति चेत् तद्विषये यथा षट्करणता न भवति इति अर्थशास्त्रे निरूपितं वर्तते षट्करणता न भवति न भवेत् इत्यस्य कः आशयः इत्युक्तौ अयं गूढः विषयः द्वाभ्याम् अवगम्यते चेत् कदाचित् चलति वस्तुतः एकेनैव स्वमनसि धृत्वा सः समाप्यते क्रियते चेत् उत्तमं किन्तु इतोऽपि एकस्य अत्यन्तं समीपतरस्य सः सूच्यते चेत् चलति तृतीयः कश्चन आगच्छति चेत् सः षट्करणः भविष्यति विषयः षट्करणतायां तस्य स्वभावतः एव गूढत्वम् अपगच्छेत् अतः अर्थशास्त्रानुसारेण गहनस्य कस्यचन विषयस्य त्रिषु यथा गमनं न भवेत् तथा प्रयतितव्यम् इति आशयः